अहम् ओला बुक् कर्तुम् इच्छामि अतः एव गुगलमध्ये दृष्ट्वा एकं फ़ोन् नम्बर् स्वीकृत्य दूरवाणीं कृतवती अहम् आगर्तलायातः रेल्वे गन्तुमिच्छामि अतः एव अहं पृच्छामि केन प्रकारेण तत्र गमिष्यामि गमिष्यामि कति रूप्यकाणि धनस्य आवकश् आवश्यकता अस्ति इति विषये अहं पृच्छामि निश्चितसमये अहं तत्र उपस्थितः भविष्यामि अथवा न इति विषये अहं पृच्छामि एवमेव प्रकारेण अहं गमनं करोमि